ई बुक् इति स्वीकृतवती अहं किन्तु एतत् अभवत् इदानीम् अहं मम इदं स्वीकरणानन्तरं मम यत् चिन्तनमागतं तस्य विषये किञ्चित् ज्ञात्वा एव स्वीकरणीयमासीत् इति अहम् अहं तु पठनं तु बहु इच्छामि किन्तु सर्वदा अहं पुस्तकम् आपणतः आगत्य पुस्तकान्येव स्वीकृत्य त्यजति ई बुक् एव कान्सेप्ट् ई बुक् एव एव कान्सेप्ट् एव मम कृते प्रथमम् आसीत् अहं चिन्तितवती तद् बहु सुलभमस्ति स्वीकर्तुं चिन्तितवती किन्तु इदानीं मम मनसि एतत् आगतम् अहं तद्विषये ज्ञात्वा तद्विषयं तान्त्रिकविषयं सर्वम् एतत् पठित्वा एव स्वीकरणीयमासीत् इति मम चिन्तनम् इदानीम् पश्यामि तद् तद्विहाय अन्य किमपि तत्र नेगेटिव् इत्युक्ते मम मनसि न अस्ति